भारतीयज्ञानव्यवस्था इति इदानींतन दिने अहं मन्ये कदाचित् शालासु तत् विषयः न भवति इति मम अभिप्रायः परन्तु पूर्वतन काले भारतीयज्ञानव्यवस्था इत्युक्ते तदा एक सप्ताहे एकम् अथवा द्वयं तत्र अवध एका अथवा द्वय अवधि द्वय द्वयः तत्र मोरल् क्लास् इति भवतिस्म तदा तत्र रामायणविषये महाभारत विषये पुराणविषये दशावतारस्य विषये नीतिशिक्षणं पञ्चतन्त्रं हितोपदेश विदुरनीतिः इत्यादि शिक्षणं तत्र पूर्वतनकाले चलतिस्म इदानींतु शालासु तु न भवति परन्तु अन्याः संस्थाः उदाहरणार्थं संस्कृतभारति अस्ति विद्याभारति इति संस्था अस्ति तथापि संस्कारभारति इति संस्था अस्ति तथा अस्माकं प्रदेशस् समीपे एव मैत्रेयी गुरुकुलम् इति गुरुकुलम् अस्ति श्रुङ्गेरी समीपे हरिहरपुरम् इति ग्रामे तत्र प्रबोधिनी गुरुकुलम् अस्ति तथापि चिन्मय मिशन् अस्ति एतादृश संस्थासु एतादृश संस्थासु भारतीयज्ञानव्यवस्थायाः शिक्षणं भवति एतत् तु इदानीं तु दृश्यते योगशिक्षणविषये तु स्वा स्वामि राम्देव्जी महोदयः हरिद्वारे स्थित्वा हरिद्वारे स्थित्वा प्रतिदिनं दूरदर्शने योगशिक्षणमपि ददाति एतादृश शिक्षणम् तत्र भारतीयज्ञानव्यवस्थायाः शिक्षणमपि भवति तथापि तिरुपति वेङ्कटेशमन्दिरतः तत्रापि अस्माकं भक्तिदर्शनं इति भ प कार्यक्रमः अपि चलति एतादृश बहूनि कार्यक्रमानि तत्र तत्र चलन्ति इति मम अभिप्रायः मम अनुभवः अपि अत्रापि उडुपिक्षेत्रे राजाङ्गणे उडुप् श्रीकृष्णमन्दिरतः प्रतिदिनं किमपि किमपि भारतीयज्ञानस्यव्यवस्थायाः प्रवचनं गीताप्रवचनं तथा उपनिषद् प्रवचनं यक्षगानेषु रामायण अथवा महाभारत विषये विषयं प्रसङ्गं स्वीकृत्य तस्य नृत्यनाटक अभिनय तथा आशुभाषणं तत्सर्वमपि चलति तादृश कार्यक्रमाः इदानीं चलति शालासु तु न्यूनम् एव अस्ति इति मम अभिप्रायः